मया भवताम् आपणात् अंगुलीयकं स्वीकृतं तद् द्रष्टुं बहु आकर्षकं आसीत् जनानां नेत्राणि सर्वाणि अपि यथा तत्र गच्छेयुः तथा आकर्षकं आसीत् एवं तद् यदा अहं मम मित्रस्य कृते पारितोषिकरुपेण दत्तवती तदा साऽपि बहु सन्तोषं प्राप्तवती इति अयं एकः अनुभवः समीचिनः भवतां वस्तुनः विषये